अहं यस्मिन् प्रदेशे निवसामि तत्र समृद्धगायनपरम्परा वर्तते महाराष्ट्रप्रदेशः गीतं गीतं प्रस्तोतुं गातुं च प्रसिद्धः अस्ति अस्मिन् प्रदेशे बहुविधप्रादेशिकसङ्गीतपद्धतयः सन्ति तेषु पोवाडा इति उच्यते

भारूड् अपि अस्ति भारूड् माध्यमेन सामाजिकसमस्यानां निराकरणं क्रियते स्म समाजेषु विद्यमानाः याः समस्याः सन्ति तासां समस्यानां सर्वेषां पुरतः प्रकटीकरणं तस्याः समस्यायाः उत्तरं कथनं च भारूडमाध्यमेन भवति स्म इदानीमपि एतद् भवति पुनः शास्त्रीयसङ्गीतम् अपि मम प्रदेशे अत्यन्तं प्रसिद्धं वर्तते शास्त्रीयसङ्गीते महाराष्ट्रीयाः बहवः अग्रेसराः सन्ति सुगमसङ्गीतम् इति अपि वर्तते तत्र भावगीतं भक्तिगीतं च वर्तते एवमेव अत्र गीतस्य प्रकारे लावणी इति अस्ति लावणी इति तत्र विशिष्टं गीतं नृत्यं च भवति एतद् अपि प्रादेशिकजनपदसङ्गीतं वर्तते